समीपस्थेषु नगरेषु आरोग्यशिक्षण उद्योगप्राप्तिविषये सञ्चारव्यवस्थायाः दुर्लभताकारणेन मया कापि समस्या न अनुभूता किमर्थम् इति समीपे यत् नगरं सन्ति नग नगरम् अस्ति तत्र गन्तव्यम् अथवा किमपि कार्यं भवति चेत् बहु स सुलभतया अहं तत्सर्वं सम्यक्तया वा प्राप्तुं शक्नोमि सञ्चारव्यवस्थायाः दुर्लभता कदापि न भवति एव अस्माकं राष्ट्रे एव सञ्चारमाध्यमं बहु सम्यक्तया प्रचलति तत्र सुव्यवस्था एव भवति अहं केवलं शिक्षणे क्षेत्रे अथवा आरोग्यक्षेत्रे केचन अवैधाचाराः दृश्यन्ते तत्र तत्र समस्या भवति यदा कदा शिक्षणक्षेत्रे केचन पीडिताः सन्ति अथवा आरोग्यविषये कापि समस्या भवति तर्हि बहु सरलतया तस्य निराकारणं न भवति तत्र स् तत्र जनसंख्या एव तस्य कारणं भवति इति मन्ये अनन्तरम् उद्योगप्राप्तिविषये सञ्चारव्यवस्थायाः अपि बहु सुलभतया अहं तत्र भ प्राप्तुं शक्नो शक्नुवन्ति तत्रापि मया किमपि समस्या न अनुभूता न अनुभूता एव धन्यवादः